नमस्कारः आं सुखं भवतः सुखमस्ति वा आम् शनिवासरे प्रातः प्रातः दशवादने आरब्धम् आं केन्द्रं केन्द्रमन्त्री सुरेश् गोपि आगच्छति

ह्म् स्व अत्र आम् उद्घाटकः अस्ति सुरेश् गोपि महोदयः अनन्तरं अस्ति छात्राणां नृत्यं नृत्यसङ्गीतं महत् अस्ति अस्ति नास्ति अध्यापकः अध्यापकः एतमुद्दिश्य न क्रियते शास्त्रमेव क् अतः आम् उत्तमम् किं वृत्तम् आम् नृत्यस्य परिशीलकः कः आम् वेषधरः वेषः वेषधारणमपि अस्ति वा वेषभूषणादि आम् उत्तमम् आम् उत्तमम् भवती भवती आगच्छतु दर्शनार्थं आम् अहमपि आगच्छामि अहमपि गच्छामि गच्छामि अहमपि आगच्छामि हा एकमपि आवश्यकं किन्तु अब् आं बि न आवश्यकम् हा आवश्यकमस्ति चेद् अहं वदतु आवश्यकमस्ति चेत् अहं वदामि

अनन्तरं प्रधानमेव अस्ति न न गानमेलः ग् गानमेलः ग्रूप् आगच्छति हा

आम् आम् अहम् आगच्छामि धन्यवादः